नमस्ते भगिनि नमस्ते भगिनि भवत्याः आपणं प्रति आगता अस्मि अहं तत्र केषाञ्चन पुस्तकानाम् अपेक्षा अस्ति भगिनि संस्कृत सम्बन्ध पुस्तकानि तानि व्याकरणपुस्तकानि तत् भवत्याः समीपं तत् पुस्तकम् अस्ति वा अस्ति चेदपि तत्र अपकर्षः डिस्कौण्ट् भवति वा इति मम जिज्ञासा अस्ति प्रथमं लघुसिद्धान्तकौमुदी गीताप्रेस् गोरख्पूर् तेषां पुस्तकं मम दश पुस्तकानामपेक्षा अस्ति पुस्तकमस्ति वा भवत्याः आपणे इति कृपया सूचयतु भगिनि

चिन्ता नास्ति अहमष्टपुस्तकानि अपि स्वीकरोमि भवती कृपया अन्यस्य कस्यापि कृते न ददातु आरक्षणं करोतु मम कृते पुनः आगच्छति ओ तदा दश पुस्तकमपि दातुं शक्नोति दश आं पुनः सिद्धान्तकौमुदी इति पुस्तकम् अस्ति तत्र चत्वारः भागाः सन्ति चत्वारः भागाः अपि सेट्त्रयम् अपेक्षितमस्ति भवति वा इति भवत्याः आपणे सिद्धान्तकौमुद्याः चत्वारः तत् भागचतुष्टयमपि अपेक्षितं तदपि सेट्त्रयम् अस्ति आवश्यकमस्ति तदस्ति वा अस्ति चेत् किञ्चित् डिस्कौण्ट् प्रदाय अनुग्रहं करोतु इति प्रार्थना

पञ्चशतं आं पञ्चशतं द दशप्रतिशतम् अपकर्षः यदि दीयते तर्हि सम्यक् भवति कारणमहं सेट्त्रयं स्वीकरोमि ततः किञ्चित् टेन् पर्सेण्ट् डिस्कौण्ट् ददाति चेत् सम्यक् भवति भगिनि अपकर्षः अ प्रतिशतं बहु धन्यवादः लघुसिद्धान्तकौमुदीपुस्तकं यदा आगच्छति तदा मां सूचयतु अहं मम मित्रं प्रेषयामि नो चेत् अहं साक्षात् आगच्छामि भवत्याः आपणं प्रति आगत्य सर्वाणि पुस्तकानि अपि स्वीकरोमि अहं आं दिनद्वयम् अहं प्रतीक्षां करोमि भवती मामाह्वयतु नो चेत् अहं दिनद्वय अनन्तरं भवतीमाहूय पुस्तकानाम् आगमनं प्रति पृच्छामि धन्यवादः भगिनि नमस्ते